खादि नेचुरल्स् खलु अहं इतः शेम्पू स्वीकृतवती तत्र आदौ सम्यगेव आसीत् परन्तु इदानीं किञ्चित् क्लेषः अनुभूयते मया यतोहि तत्र शेम्पू यदा अहं केशस्य उपरि स्थापयामि तदा मम किं किं शिरः सर्वमपि तत्र के शिरोवेदना जायते तथा च केशानां टेक्स्चर् अपि किञ्चित् न्यूनं जातम् अतः समीचीनं नास्ति किञ्चित् पश्यतु तथा च तत्र पेकिङ्ग् पेकिङ्ग् यत्कृतवन्तः ते पेकिङ्ग् अपि समीचिनतया नास्ति यदा तत् मम गृहं प्रति आगतं तदा एव सर्वमपि लीक् अभवत् अतः किञ्चित् पश्यन्तु